अस्माकं गृहे लतानि अपि सन्ति सस्यानि पाद पादपानि इति नास्ति सस्यानि अपि सन्ति लतानि चेत् लतानि सस्यानि मध्ये पुष्पाः पुष्पाणि अपि सन्ति शाकानि फलानि सर्वं सन्ति परन्तु स्थलं नास्ति इति कारणेन अहम् गटः पुष्पगटः इति अस्ति खलु फ़्लारिङ् पोट्स् पोट् पोट्स् इति ते तेषाम् उपयोगेन अस्माकं टेरेस् टेरेस्मध्ये अनेकाः अनेकानि सस्यानि वयं वर्धयामः ग्रीन्स् इति वदामः खलु ते तेषाम् उपयोगः अपि अस्माकं गृहे अधिकम् अस्ति अतः तेषां वर्धनमपि अस्माकं गृहे भवति एव अस्माकं गृहे यत् य य यतः वर्धयति तस्य उपयोगं पाक् पाकमध्ये क्रियामः चेत् तस्य आनन्दः बहु इति मम अभिप्रायः